पूर्वं यावत् प्रतिदिनं देवालयगमनं देवदर्शनम् इत्यादि विचाराः सर्व गृहेषु अपि आसीत् परन्तु इदानीं तन काले नैव दृश्यते कदाचित् पर्वदिनेषु वा अथवा विरामदिनेषु एव गमनं दृश्यते अतः ईदृशं अवलोक्य केचन सङ्घाः काश्चन केचन सङ्घाः अस्य संस्कृतिविषये अस्माभिः जा जागृतिः आनयितव्या इति विचिन्त्य तत्र काश्चन मण्डल्यः निर्मिताः यथा स्त्रीगीर्वाणमण्डली इत्यादि मण्डल्यः निर्मिताः तत्र किं पाठ्यते इत्युक्ते अस्माकं संस्कृतिसम्बन्धं अपि च भजनं कीर्तनं स्त्रोत्रपारायणम् इत्यादि कृतम् तदनन्तरं ते तयेव जनाः देवालये पाराय् पर्वदिने पारायणं कृतवन्तः अथवा सोममङ्गल अथवा यथा अनुकूल्यं सप्ताहं यावत् एवं पारायणं कृतवन्तः एतत् दृष्ट्वा सर्वकारीयः कश्चनजनः तद्दिने पारायणसन्दर्भे देवालयम् आगतः ईदृशं ईदृशी जागृतिः वस्तुतः अस्माकं देशे अपेक्षिता वर्तते तदर्थं यत् साहाय्यम् अपेक्षते तत् अहं कल्पयामि इत्युक्त्वा तदग्रीमदिने एव देवालयस्य यथा शैलीम् अथवा तस्य किञ्चित् जीर्णोद्धारादि विषये सः धनं प्राददत् तेन क्रमेण सः प्रति मासम् आगत्य कीदृशी स्थितिः वर्तते कथं अभिवृद्धिः जायमानः अस्ति इत्यादि सर्वं दृष्ट्वान् तथा च तस्य रथोत्स्वाः अपि सम्पन्नः तेन सर्वकार्येण अधुनापि तस्य देवालयस्य कृते किञ्चित् धन मूल्यम् आगच्छति कस् संस्कृतेः रक्षणार्थम् इत्येव आगच्छति तत् च धनं तस्य यस्याः समस्यायाः कृते दीयते तस्याः समस्यायाः कृते एव उपयुज्यमानम् अस्ति इति वक्तुम् इच्छामि